हरिः ओम् भवान् अहम् अनीशः तानि किञ्चित् समये अहमत्र दूरवाण्यां भवतः समीपे अत्र वदतु अत्र उबर् एकं फ़ुड् आर्डर् अहमत्र तिरुवनन्तपुरं जनपदे अत्र पालयं मार्कट् समीपे अहम् अत्र तिष्ठति पालयं मार्कट् मध्ये एका एका एकं साफल्यं कोम्प्लेक्स् तत् एकं बहु कोम्प्लेक्सः तत्र तिष्ठति तत् द्वे मेलाः अत्र कोम्प्लेक्सः तत्र अहं तत् तत्र कोम्प्लेक्स्सः समीपे अहमत्र तिष्ठति भवान् अत्र आगच्छतु तदनन्दरं मिलामः अस्तु